आम् एकवारम् अहं सजीवव्यक्तिः आधृत्य चित्रं कृतवान् तत् अनुभवः बहुरुचिकरः एवं सम्यक् एव आसीत् तर्हि बहुकष्टं अपि आ आसीत् अहं मम कनिष्ठभ्राता अरम् उक्तवान् भवान् अत्र तिष्ठतु अहं भवतः सजीवचित्रं निर्माणं करोमि इति सः बहु मर्कटस्वभावः भिन्नभिन्ना स्थितिः कुर्यात् तत् मम कृते बहुकष्टम् अभवत् तर्हि अनुभवः बहु आनन्दः आसीत् धन्यवादः